फिलिप्स् मध्ये आयन्बाक्स् वन् वन् ज़ीरो वन् ऊर्णावस्त्राणां तथा सम्यक् न करोति किञ्चित् यद् आयर्न् कुर्मः तत्र उष्णत्वं बहु अधिकमस्ति अतः वस्त्रमेव दुष्टं जातम्